अहं अत्र चिन्नजियर् स्वामिनां आश्रमतः आर्डर् कुर्वती अस्मि मम कृते पनीर् मसाला अन्यत् रोटि आवश्यकं तत्र कटुः शाके अधिकं कटुः न भवेत् यतो हि तत्शाकं सर्वे अपि खादन्ति बालाः अपि खादन्ति वृद्धाः अपि खादन्ति ज्येष्ठाः अपि खादन्ति अतः अधिकं कटुः न कृत्वा किञ्चित् शीघ्रं आनयन्तु